एतावद् गतः यदि गन्तव्यः इत्युक्तौ श्रीरङ्ग प्रदेशः गन्तव्यः द्विचक्रिकया इति मम आशा भवति तत्तु किमर्थम् इत्युक्तौ रेलयानं वा लोकयानं वा भवतु उत कार्यानं वा भवतु एतेषु यानेषु गच्छामश्चेत् अस्माकं साक्षात् रूपेण बहिः द्रष्टुं न शक्यते यतः वातानुकूलितः स्थाप्यते उत शलाकाणाम् अन्ते स्थित्वा एव द्रष्टुं शक्यते रैलयानमित्युक्ते किन्तु द्विचक्रिका इत्युक्ते वयं तत्रैव स्थित्वा तत्र विद्यमानानि दृश्याणि अस्माभिः द्रष्टुं शक्यते तस्मात् गन्तुम् इच्छामि